एकवारं मया सह मम मित्रमस्ति तस्य तस्य अनन्तरं म मम द्वयोः आवयोः द्वयोः मित्रं मित्राणां मित्रियोः अभाप्रायः भिन्नाः वर्तन्ते तत्र सः अस्माकम् एकवारम् एकं एकं प्रोजेक्ट् मध्ये मिलित्वा कार्यं करणीयम् एवम् समयः आपतितः तर्हि अहं अनन्तरं सः अपि स्वस्य अभिप्रायं त्यक्त्वा कथम् अस्माकं कार्यं सफलं सफलं भविष्यति तत् चिन्तितं सम्यक् कार्यं कृतवान् अनन्तरं तस्य फलमपि बहु बहु सम्यक् लब्धवान्